आम् मम इष्टतमा पुस्तकशृङ्खला तत्त्वा तत्त्वालोकः नामं पुस्तकम् अस्ति पुस्तकशृङ्खला अस्ति तत् पुस्तकं श्रुङ्गेरिः मठेन प्रकाशितम् किमर्थम् इष्टम् इति चेत् तत् पुस्तके तत् पुस्तकशृङ्खलायां शृङ्खलायां बहूनि बहवः वेदान्तविषयाः विषयाः सन्ति अतः तत् इष्टं कियत् वारं तत् पठितम् इति चेत् बहुवारं पठितं प्रतिमासम् एकम् इश्शू आगच्छति यदा कदा अहं तत् पश्यामि धन्यवादः